गृहे एकः विषयः अस्ति तर्हि तस्य मतं मतं भिन्नभिन्नमस्ति ज्येष्ठस्य मतं भिन्नमस्ति कनिष्ठस्य मतं भिन्नमस्ति तर्हि ज्येष्ठः स्वस्य मतेन चलति कनिष्ठः स्वस्य स्वस्य मतेन मतेन चलति तर्हि कनिष्ठः कनिष्ठः वदति मम मतं सम्यक् अस्ति ज्येष्ठः वदति मम मतं सम्यक् अस्ति तर्हि द्वयोः मा द्वयोः मध्ये उभयोः मध्ये मम कार्यं किम् अस्ति तर्हि अहं वा मध्ये अस्मि तर्हि मम कार्यं किम् अस्ति तर्हि उभयोः विषये परस्परज्ञापनं करणीयम् इति मम कार्यमस्ति तर्हि अहं मम कार्यं करणीयं यदाहं मम कार्यं करोमि तदा विशयः द्वयोः द्वयोः द्वयोः मध्ये अपि वादः न भवति विषयस्य अवगमनं भवति तदा तदा गृहे वा वा गृहे वादः अपि न भवति ज्येष्ठानां कनिष्ठानां मध्ये सम्यक् सम्बन्धः अपि भवति इति कारणात् द्वौ अपि विशिष्य द्वौ अपि वा उभयोः अपि विषयः सम्यक्तया अनु अनुगमनं भवति इति इति उक्त्वा अहं विरमामि धन्यवादः